आधुनिकशिक्षणं तथा प्राचीनं शिक्षणं च इत्यत्र बहु भेदः अस्ति प्राचीनं शिक्षणं सांस्कृतिकमूल्याधारितम् अस्ति अथवा आसीत् इति मम चिन्तनम् आधुनिकशिक्षणं तद्भिन्नं वर्तते यतः उद्देश्यम् एव भिन्नमस्ति आधुनिकं शिक्षणं भौतिकसुखवादं प्रति नयति अतः तेन छात्रः सांस्कृतिकमूल्यात् दूरं गच्छति इति मुख्यं परिवर्तनं दृश्यते अस्माकं यानि सांस्कृतिकमूल्यानि वर्तन्ते ते छात्राः कथम् अङ्गीकुर्युः रेयुः एतद्विषये शिक्षणं न दीयते आधुनिककाले अतः परिवर्तनं तु स्पष्टमेव अपेक्षितमपि दृश्यते अपि मूलभूतं परिवर्तनम् एतदेव यत् प्राचीनं शिक्षणं मूल्याधारितम् आधुनिकं शिक्षणं मूल्यात् दूरं नयति